मया विगतवर्षे आन्लैन्माध्यमेन जिन्स् इत्यस्य एकं युतकं क्रीतमासीत् तं नीत्वा परिधाय च मासाभ्यन्तरे एव तस्य दुर्गतिम् अपश्यं न अहं जाने यत् किमर्थं कम्पनिद्वारा अहं वञ्चनायै चितः मया अनुभूतं यत् तस्य कर्पटस्य सूत्राणि स्वतः एव उद्धृतानि जातानि सन्ति तस्य वर्णमपि झटिति एव अपगतं जातम् आसीत् यत्र कुत्र अपि छिद्राणि दरीदृश्यन्ते स्म तदानीमेव मम मनसि एवं जातं यत् आन्लैन्माध्यमेन अपि वञ्चकः वञ्चनकर्मणि संलग्नाः सन्ति तस्मात् सहस्यैव क्रीतवस्तुषु सर्वं सम्यक् एव इति न स्वीकरणीयं तस्यापि परीक्षणं कृत्वा एव स्वीकरणीयम् अथवा त्यक्तव्यम् अन्यथा तु क्षतिः अनिवार्या एव